हलो नमस्ते कथमस्ति कथमस्ति

प्रकोष्ठे किं प्रकोष्ठे सर्वम् उचितं भवति वा भोजनम् उचितम् आसीत् वा आं धन्यवादः एतत् बात्रूं क्लीन् आसीत् वा अहं

परिहरोतु आम् आम् अहं परिहरोति एतत् प्रश्नम् अहं करोति परिहरोति एतति आम् अहं रूम् बोय् मध्ये वदति एतत् आगच्छामि

एतत् प्रश्नमस्ति वा प्रश्नं चेत् प्रश्नं एतत् प्रश्नं चेत् कोल् करोतु धन्यवादः